मम मया गृहीतस्य प्रियचित्रं वर्तते अहं यदा चेन्नैनगरे गतवती तत्र एक्स्प्रेस् अवेन्यू इति एकं मोळ् गतवती ततः मम एकं रक्तवर्णस्य युतकेन सह अहमेकं चित्रं स्वीकृतवती तदेव मम प्रियचित्रम् तत् तच्चित्रं मम ज्येष्ठेन अर्जुनेन स्वीकृतं तद् चित्रं सर्वदा मम एका सन्तो यदा यदा अहं तच्चित्रं पश्यामि तदा तत् मम बहु सन्तोषः भवति तव्यु तत् तत् चित्रं यदा पश्यामि तदानीं मम चेन्नै नगरस्य चिन्तनं भवति मम बहु प्रियचित्रमस्ति तत्